हरिः ओं हा का वदतु हा वदतु वदतु हा इदानीं श्रूयते वदतु हा अस्तु हा मम जीवने तु यथा अस्ति तथा एव अस्ति सर्वेषां मानवानां यथा तथा एव अन्यत् किमपि विशेषम् इति नास्ति परन्तु एतत् कार्यनिमित्तम् भवतीनां कृते तु निर्दिष्टसमयमस्ति मम कृते तु निर्दिष्टं समयं नास्ति अहं मम पर्सनल् लैफ़् यदस्ति तद् एतद् कर्तुं न शक्यते सर्वदा एतद् अभिनये फ़ेन्स् भवन्ति वा अस्तु यदा आगच्छति तदा वदतु अहं सूचयामि अस्तु वदतु हा किं चित्राणि दृष्टवती भवती मम कानि कानि चित्राणि तत्र किम् इष्टं भवत्याः कृते

हा अहम् इदानीं ज्वालामुखी इति एकं चित्रमस्ति तद् निर्माणं कुर्वन्नस्मि तत्तु द्रष्टव्यमेव भवती सर्वदा आगच्छति किल तत्र पश्य हा तत्र पश्यति चेत् इतोपि मनोहारी भवति हा अच्युत्रावः सन्ति यशः सन्ति हा प्रकाशरै अस्ति सर्वे सन्ति अस्तु यदा यदा अवकाशः लभ्यते तदा इतोपि वार्तालापं कुर्मः अस्तु अस्तु हा अस्तु अस्तु तदनन्तरं हा हा तद् तदपि यच्छामि अस्तु अस्तु इदानीम् अस्तु धन्यवादः